स्वक्षेत्रीयभाषायां यदि वित्तकोशीयपत्राणि प्राप्यन्ते तर्हि बहु सुकरम् एव भवति किन्तु न प्राप्यन्ते इति दुःखकरविषयः यदि प्राप्यन्ते तर्हि तत्र ये ये विचाराः सन्ति ते बहुसुलभतया अवगन्तुं शक्यन्ते अपि च परावलम्बनमपि तत्र न अपेक्षते स्वयमेव ज्ञात्वा स्वयमेव पत्राणि पूरयितुं शक्यन्ते उदाहरणार्थं यदा वित्तकोशीय अकौण्ट् उद्घाटयितुं गच्छामः तदा तत्र पुटत्रयात्मकम् एकं पत्रं दीयते तत्र आपूर्णम् आङ्ग्लभाषायां भवति तस्मात् ये आङ्ग्लं न जानन्ति तेभ्यः क्लेशः एव सः अतः स्वक्षेत्रीयभाषया यदि सा तत् पत्रं प्राप्यते तर्हि ते सुलभतया तत् पत्रं पूरयित्वा स्ववित्तकोशीय अकौण्ट् वित्तकोशम् उद्घाटयितुं शक्नुवन्ति